मम ग्रामः तावत् मुम्बै वर्तते ग्रामे वर्षे शताधिकाः उत्सवाः भवन्ति यतो हि सर्वविधेषु प्रदेशेषु प्रदेशेषु आगताः जनाः तत्र भवन्ति इति कृत्वा आधिक्येन मुख्याः अस्माकम् उत्सवाः भवन्ति गणेशोत्सवः नवरात्रि उत्सवः तथैव च शिवरात्रि महाशिवरात्रिमहोत्सवः तत्र प्रथमः यः उत्सवः उत्सवः वर्तते गणेशस्य गणेशस्य उत्सवः इति सः पूर्वम् आरब्धम् आसीत् अयम् इयं परम्परा गणेशोत्सवस्य परम्परा आरब्धा वर्तते लोकमान्यतिलक्महोदयेन अर्थात् तत् कालादारभ्य एतावत्पर्यन्तमपि इदानीं गणेशोत्सवस्य सिद्धता वा तत्काले गणपतेः आराधनं वा पूजनं वा बहु उत्साहेन चलति मुम्बैनिकटे लाल्बाग् इति ग् कश्चन प्रदेशः तत्र लाल्बाग् सः राजा अर्थात् लाल्बाग् प्रदेशस्य गणेशः इत्येव एकः प्रसिद्धः यश्च सर्वैरपि जगति ज्ञायते जगति तादृशः सः अयं गणेशोत्सवः अस्माकं मुम्बै मध्ये भवति परम्परायाः दर्शनं कथम् इति चेत् तत्र उत्सवे अस्माकं वाद्यानि सन्ति महाराष्ट्रस्य ढोल् इति तत्र ध्वजस्य द् ढोल् इति यद् वादनं वाद्यं भवति तत्र वादकेषु एकः मुख्यः कश्चित् ध्वजनर्तकः भवति ध्वजं नर्तयति तद् कथं नर्तयेत् अथवा कथं तस्य तालः भवेत् इत्यादिकं प्रदर्शयन्ति चा एका विशिष्टा परम्परा पूजायां तु सामान्यतया शुक्लयजुर्वेदीयपद्धत्या एव पूजनं क्रियते दिनपञ्चकस्य अयम् उत्सवः भवति प पञ्चदिनानि दशदिनानामपि आचरणं कुर्वन्ति केचन सार्धैकं दिनमपि आचरन्ति इति गणेशोत्सवः नवरात्रिः उत्सवस्तु सामान्यतया नवदिनानामेव भवति इति सर्वैरपि ज्ञायते तथैव नवरात्रिकाले अस्माभिः नृत्ये गर्भा इति नृत्यं नृत्यं क्रियते सर्वैरपि एकं मन्यते एकस्मिन् मण्डले महाशिवरात्रिकाले तु तत्र जत्र अर्थात् कश्चित् रथोत्सवः भवति तथैव च आर्ट् फ़ेस्टिवल् इति कश्चित् कार्यक्रमः क्रिते दिनत्रयस्य तदर्थं ये ये विद्वांसाः सन्ति अर्थात् सङ्गीतशास्त्रे वा कलाक्षेत्रेषु ये ये प्रवीणाः सन्ति ते तादृशाः तत्र आगत्य कार्यक्रमं निर्वहन्ति इति अस्माकं प्रदेशेषु पूजास्थानेषु अथवा उत्सवेषु यः कार्यक्रमः क्रिये तस्य वर्णनम्